हरि ओम् नमस्ते महोदय आम् इदानीं तु अहं मम पुत्र्याः कृते नूतनजङ्गमदूरवाणीम् इच्छामि मम पुत्री तु इदानीं दशवर्षीया एव किन्तु सा दूरवाणीम् इच्छति अतः बालानां कृते किं भवान् किं क्रेतव्यम् इति सूचयितुं शक्नोति वा अस्तु सम्यक् तत् तत्सर्वं तु आं तत् अपेक्षितम् अस्ति किमर्थं चेत् तदेव बालाः इच्छन्ति इदानीन्तनकाले अत्र किञ्चित् अस्माकं बेट्री लैफ़् विद्युत्कोषः यद्भवति तत्तु किञ्चित् अधिकम् अपेक्षितं ते सर्वदा तु किमपि क्रीडन्तः सन्ति किल तादृशाः दूरवाण्याः सूचयतु दूरवाणीः सूचयतु ओ तावद्भवति वा अस्तु तर्हि तर्हि अन्ये अन्याः दूरवाण्यः अपि एवमेव वा अथवा इतोपि न्यूनतमं मूल्यं मूल्य मूल्यवती दूरवाणी अस्ति वा

ओ अस्तु अस्तु उत्तमं तर्हि इदानीं तत् तत् भवतु इति एव तत् एकवारं दर्शयतु किन्तु तस्मात् पूर्वम् अन्यः प्रश्नः तु बालिका अस्ति किल सा किञ्चित् पाटलवर्ण वर्णीय वा अथवा नीललोहितवर्णीय आच्छादकं वा रक्षणाच्छादकान् भवन्ति किल स्क्रीन् उपरि अथवा तस्य पृष्ठतः तादृशाः तादृशाः विकल्पाः सन्ति वा

उत्तमम् उत्तमम् तर्हि इदानीं भवान् यथा सूचितवान् तत्र दूरवाणीद्वयं तत्तु तयोः मध्ये एकं स्वीकुर्मः किन्तु एकः एका विज्ञप्तिः इतोपि अस्ति यत् अहम् एकवारं मम पुत्रीम् आनयामि सा प्रायः आगत्य चिनोति तदनन्तरं तस्याः कृते तु दूरवाणी अपेक्षा दूरवाण्या अपेक्षया आच्छादक चयने तस्याः रुचिः वर्तते तया सह आगच्छामि अस्तु अस्तु तर्हि धन्यवादः पुनः अद्य प्रायः सायं आगच्छ तया सह पुनर्मिलामः